यदि चिकित्सायाः परिणामः द्रष्टव्यं तर्हि चिकित्सायां विश्वासः भवेत् परन्तु अद्यस्थ आधुनिकजनाः सर्वे आङ्ग्लीयचिकित्सायाः शीघ्रफलप्राप्तिः भवति इत्यतः तां चिकित्साम् एव उपकुर्वन्ति अतः देशीयचिकित्सापद्धतिषु न तावत् संशोधनं दृश्यते यस्मिन् विषये उत्सुकाः भवन्ति तस्मिन् विषये एव संशोधनानि द्रष्टुं शक्नुमः अतः साम्प्रदायिकपद्धतिषु येषां देशीयचिकित्सायाः अध्ययनं जातं तेषां सकाशे गत्वा अधीतव्यम् न केवलम् एतावत् किन्तु तेभ्योपि स्वज्ञानस्य प्रसरणं कर्तव्यम्